मम स्थाने केचन सामान्याः पारम्परिकाः व्यञ्जनानि अत्रत्य इड्लि दोसा इति वदामः इड्लि दोसा चट्नी साम्बार् तत् सर्वं वदामः तानि सज्जीकर्तुं दोशामध्ये बहूनि भिन्नानि दोशां कर्तुं शक्यते तद् पोडी दोसा तद् शाकानि सज्जीकृत्य दोसा तादृशं बहुविधानि कर्तुं शक्यते अनन्तरं संस्कृतिः वा पर्वदिनेषु वयं पायसं तत् शाकानि साम्बार् रसम् अनन्तरम् अपूपं तत् सर्वं निर्माय निर्मीय कुर्मः उत्तमं भोजनं खादितुम् इच्छन्ति चेत् साम्ब् प्रायः जनाः तद् होटेल् वा तत्र किम् कुत्रापि गच्छन्ति अन्यथा गृहेषु एव भोजनं खादन्ति